यदि मम पशूनां स्वामित्वं भवति तदा धेनोः सेवां कर्तुम् इच्छामि वस्तुतः सा पशुशब्देन वक्तुं न योग्या व्यपदेष्टुं न योग्या यतः सा देवता धेनुरेव देवता गोमाता इत्येव उच्यते अस्माभिः अस्माकं संस्कृतौ तस्याः पालनार्थं बहुविधानि कार्याणि कर्तव्यानि सन्ति तदर्तं बालतृणादिकम् आनेतव्यं तस्याः अभिषेकक्रिया निवर्तनीया तस्याः गोमयादिकं स्वीकृत्य कृषिकार्ये तद्योजनीयं तेन संवृद्धं फलम् अस्माभिः लब्धं भवति तस्याः क्षीरं दुह्येत येन अस्माकं शक्तिः वर्धेत